अहं ये उद्यमं कुर्वन्तस्सन्ति तानपि दृष्टवान् अस्मि ये उद्यमं कर्तुम् अशक्नुवन्ति तानपि अहं दृष्टवान् अस्मि तयोः कः भेदः इति चेत् ये इदानींन्तने आधुनिके इदानीं प्रस्तुतकलियुगे तथा श्रीमन्तः ये सन्ति ते सर्वेपि आधिक्येन स्वजीवने एकत्र पतितवन्तः सन्ति अतः ते तत्काले सङ्कल्पं कृत्वा ते मम वर्धनं ब अवश्यं भवेत् इति सङ्कल्पं कृत्वा ये वर्धनं वर्धनमार्गे सन्ति ते अवश्यं क्वचित् पतितवन्तः भवन्ति अतः ते किमपि एकं साधयन्ति उदाहरणार्थम् उद्यमः उद्यमम् इति एकं स्वीकुर्मश्चेन् तत्र ये साधितवन्तः ते अवश्यं क्वचित् पतितवन्तः भवन्ति अतः ते साधयन्ति अपि च ये न साधितवन्तः किन्तु अस्मिन् मार्गे प्रवृत्तिं कृत्वा ये निराकरणं कृतवन्तः ते तथा कष्टं न अनुभवः अनुभवः अनु अनुभवितुं न शक्नुवन्ति अतः ते तथा उद्यममार्गं गत्वा पुनः निर्गमनं प्राप्तवन्तः सन्ति अहं धैर्येण एकं कम्पनी स्वीकृत्य वक्तुं शक्नोमि आर् के ग्रूप्स् आफ़् इण्डिया इति आर् के ग्रूप्स् आफ़् कम्प्नि इति आर् के इति यद्वर्तते तस्य नाम एव तथा सौन्दर्यं वर्तते तद् नाम दृष्ट्वैव जनाः आकर्षिता भवन्ति तर्हि किं तद् नाम आर् के आर् के इत्यनेन एव ज्ञायते रायल् किङ्ग्स् इति नाम तेषां प्राडेक्ट्स् अपि तथैव भवति अतः बहवः इच्छन्ति आर् के ग्रूप्स् आफ़् इण्डिया इति प्रस्तुतं वर्तते तस्य आर् के ग्रूप्सु इति यद् कम्पनी वर्तते तस्य प्रवर्तनार्थम् एकः पिता वर्तते एकः पुत्रः वर्तते तौ द्वौ तस्य पर् तस्य वर्धनार्तं कार्यं कुर्वन्ति